तन्त्रज्ञानविकासेन मम जीवने बहु परिवर्तनं जातम् अन्तर्जालम् अन्तर्जालमाध्यमेन इदानीं बहवः ब बहवः ग्रन्थाः ग्रन्थानाम् अध्ययनं बहु बहु बहवः ग्रन्थान् अद अध्येतुम् अहम् बहु सौकर्यम् अवाप्तवान् पूर्वम् अहम् इदानीं बेङ्गळूरुनगरस्थ राज्यस्तरीयस्पर्धायाम् जैनं बौद्धं भाषणं प्रति गतवान् तदा तावत् मम हस्ते पुस्तकं नासीत् ग्रन्थालये अपि पुस्तकं न आसीत् किन्तु अन्तर्जाले तावत् तस्य पुस्तकस्य कोपि आसीत् तद् दृष्ट्वा अहं तत् पठितवान् ग्रन्थं पठितवान् पुनश्च स्मार्ट् फ़ोन् यदि स्मार्ट् फ़ोन् नास्ति चेत् सर्वत्र इदानीं स् ने नेट् सैबर् कृते तत्र गत्वा कार्याणि कर्तव्यानि आसन् इदानीं तावत् म स्मार्ट् फ़ोन्मध्ये एव यावन्ति कार्याणि बहु बव ब अन्यत्र गत्वा वयं करिष्यामः तद् अत्रैव एकत्र एकस्मिन् स्थाने एव उपविश्य कर्तुं शक्यते पुनश्च बुक्किङ्ग् इत्यादिकम् अपि कर्तुं शक्यते एवं बहूनि क कार्याणि अत्र वयं कर्तुं शक्नुमः पुनश्च पेमेन्ट् इदानीं तावत् यु पि ऐ माध्यमेन यानि यानि कार्याणि सन्ति यानि यानि कार्याणि वयं सर्वमपि यु पि ऐ माध्यमेन एव हस्ते धनं नास्ति चेदपि अकौन्ट्मध्ये धनमस्ति चेत् कर्तुं शक्नुमः तत् मा महा महती उपयोगाय दृश्यते तदर्थं स्मार्ट् फ़ोन् अपेक्षते एव